मम तावत् मातृभाषा वर्तते कन्नडभाषा सा भाषा कालानुसारं त्रिधा विभज्यते प्राक् कन्नडं मध्यकन्नडम् आधुनिककन्नडञ्चेति तत्र त्रिषु अपि भाषासु अनुवादाः रामायणमहाभारतानां लभ्यन्ते एव तत्र कन्नडभाषायां वाल्मीकिव्यासनाम्ना कविद्वयं विराजते एकस्तु कुमारवाल्मीकिः इत्युच्यते अपरस्तु कुमारव्यासः इत्युच्यते यः तु कन्नडभाषायाम् आदौ रामायणम् अरचयत् स एव कुमारवाल्मीकिनाम्ना विराजते यः तु कन्नडभाषायाम् आदौ महाभारतम् अरचयत् सः एव कुमारव्यासनाम्ना विराजते एवम् एताभ्यां तावत् प्राक् कन्नडे रामायणमहाभारतानाम् अनुवादः कृतः वर्तते

अयम् अयं ग्रन्थः एव ज्ञानपीठप्रशस्तिना पुरस्कृतः पुरस्कृतः वर्तते एवञ्च एतासु एतेषु अनुवादग्रन्थेषु रामायणमहाभारतेषु रामायणमहाभारतव्यतिरिक्तकथाः अपि योजिताः वर्तन्ते अपि च कथाशैली अपि विभिन्ना विशिष्टा वर्तते इति कृत्वा अनुवादानां विषये तत्र कवीनां कश्चन म माहात्म्यं वर्तते इति अहं वक्तुम् इच्छामि अपि च रामायणमहाभारतानां यः अनुवादः कृतः वर्तते सः न तु क्वापि लुप्तः वर्तते किन्तु रामायणमहाभारतानां कथानां सहैव अन्याः अपि रोचककथाः रोचकः अनुभवः अनुभवपुरस्सरं रोचकरसः रसैस्सह योजयितुं वर्तते इति अहं वक्तुम् इच्छामि